तन्त् तन्त्रज्ञानं भोजनगृहं वसतिगृहम् आदि उद्योगे बहु लाभाय भवति आरक्षणविषये वा सौकर्याणि कथम् अस्ति कति प्रकोष् प्रकोष्ठाः श सन्ति खाद्यपेयानि किं किम् अस्ति तद्विषये ज्ञातुं तन्त्रज्ञानं द्वारा वाट्साप् वा किमपि टेक्नालजि उपयुज्य ये ये आरक्षणं कुर्वन्ति तान् प्रति तान् प्रति एतत् सर्वं प्रेषितुं बहु उपयोगाय भवति सुलभाय भवति चलचित्राणि अपि बहवः प्रेषितुम् शक्नोति चेत् ये ये तत्र तिष्ठन्ति स्थगयन्ति ते भोजनगृहस्य प्रकोष्ठाः कदा भवति किं किम् सौकर्याणि तत्र सन्ति इति विषये अवलोकनं कर्तुं साहाय्यं करोति तदेव तावदेव इति अहं मन्ये परन्तु एतत् तन्त्रज्ञानं भोजनगृहं वसतिगृहम्मध्ये क्रीडा क्रीण क्रीडाङ्गणमध्ये बुकिङग् विषये किमपि बुकिङ्ग् निष्कासनं कर्तुं शक्यते अपि तद् निश्चयेन कर्तुं शक्यते अस्माकं लाभाय एव गृहे उपविश्य ए एव एतत् सर्वं कर्तुं शक्यते इति कारणेन तन्त्रज्ञानं निश्चयेन बहु लाभाय भवति